प्राचीनकालात् यथा दृष्टम् अस्माभिः तत्र बहुधा विवाधाः वा युद्धानि वा जातिभेदाः वर्णभेदाः प्रादेशिकभेदाः वा प्रामुख्येन इत्येतेषामेव कारणात् भवन्ति अतः सर्वादौ तु जगद्विकासाय प्रेमाभिवृद्धयः कर्तव्याः इत्युक्ते या कापि वा जनानां पार्श्वभूमयः भवन्तु तथापि तत्र परस्परहितस्य चिन्ता भवेत् बन्धुभावो भवेत् येन तत्र प्राग्रीत्या उद्भवत्यः समस्याः न उद्भवेयुः उद्भवेयुः येन च प्राणहानिः इत्यादयः अपि नैव भविष्यन्ति एवं रीत्या जगत् विकासं कर्तुं शक्यते जगतः अभिवृद्धिविषये एवम् अभिप्रायः तथा जगद्विकासम् एवं दृष्ट्वा अहं पश्यामि